मम ग्रामे शिरोवेदनायाः चिकित्सायाः लोकप्रियाः गृहं गृहोपचाराः एवं वर्तते प्रथमतया जण्डू बाम् इत्यादिकं स्थाप्यते अथवा उष्णम् उष्णजले किञ्चित् सं संस्थाप्य त् तस्य वासनं स् स्वीकरोति स्वीकुर्वन्ति एवमेव एवमेव तद् वील्यः वील्यः तद् पत्रं मुखे संस्थाप्य तद् रसः यदागच्छति तद् स्वीकुरु स्वीकुर्वन्ति तदर् तद् बहु उपकाराय भवति एवमेव हा तैलं संस्थाप्यते तैलं स्थापयन्ति एवमेव घृतं घृतस्य किञ्चित् तैलरूपेण तद् पाकं कृत्वा तद् शिरसि धार्यते तद् तदा शिरोवेदना बहु शीघ्रतया शमा भवति एवमेव हा तद् तद् तद् यदि न भवति तदा तदा वैद्यालयं प्रति गच्छन्ति